अस्माकं मतस्य वर्तते एव यदि अध्ययनं विद्यालयस्य पाठे तर्हि जीवनदृष्टिः सामाजिकदृष्टिः तत्तु सामञ्जस्यं कथं भवति एतद्विषये किञ्चित् विचारं कुर्मः बहवः तत्र विद्यालये बालकाः भवन्ति एव तत्र बालकाः सामाजिकदृष्ट्या के के महापुरुषाः अभवत् तेषां पुरुषाणां जीवनवृत्तान्तम् एवञ्च अन्ये ये वीरसैनिकाः भवन्ति तेषां जीवन्ं चरित्रम् एवम् अन्ये के के महापुरुषाः सन्ति तेषां जीवनं यथा विवेकानन्दस्य जीवनं कथम् अभवत् एवं स्वामिदयानन्दस्य जीवनं कथम् अभवत् एवञ्च जगद्गुरुशङ्कराचार्यस्य जीवनं कथम् आसीत् अन्ये बहवः महापुरुषाणां जीवनस्य विषये सामाजिकदृष्ट्या उदाहरणानि प्रदत्वा बालकानां सम्यक्तया बोधने सौकर्यं भवन्ति एव अतः तेषां जीवनस्य मूल्यम् अभिवृद्ध्यते अतः तेषां जीवनस्य कल्याणं भवति एव